हृदयस्वास्थ्यकरः शौकः इति नृत्यं भवतः हृदयस्य स्वास्थ्यस्य अपि अतीवलाभप्रदम् अस्ति अवसादातमुक्तिं प्राप्नोतु वजनं न्यूनीकरोतु चप् शरीरं चपलं लचितं च कुर्वन्तु